अहं मातृश्रीरूपेण कार्यं कुर्वती अस्मि इत्यस्मात् अध्यापनं वर्तते मम कार्यं बालिकानां कृते छात्राणां कृते सम्यक् अवगमनं भवतु इत्येव मम लक्ष्यम् ताः सम्यक् अवगच्छन्तु सम्यक् नोट्स् कुर्वन्तु इत्येव लक्ष्यं तदर्थम् अहं बहु प्रयत्नं कृत्वा टीकादिकं दृष्ट्वा पुनः विदु विदुषां रेकार्ड् श्रुत्वा पाठम् पठामि सिद्धतां कृत्वा पा पाठयामि च तदर्थम् अध्यापनं सम्यक् भवतु इत्येव लक्ष्यं साधनीयं तु उत्तममातृश्री इति पदं भवतु इति साधना प्रमु दायित्त्वं वर्तते इत्यस्मात् दायित्त्वं सम्यक् निर्वहणं कर्तव्यम् इति अस्मिन् वर्षे साधनीयम् इति चिन्तितं वर्तते